वित्तकोशे कार्यं प्राप्तुं बी कॉम् एम् कॉम् डिग्री आवश्यकम् तथा वित्तकोशपरीक्षायाम् अपि उत्तीर्णं भवेत् आम् मम पितृव्य आवेदनं कृतवान् आसीत् तथा मम अग्रज अपि आवेदनं कृतवान् आसीत् वित्तकोशकार्ये लाभाः आरोग्यबीमा दन्तबीमा शिक्षणलोन् गृहलोन् निवृत्तियोजना इत्यादि सन्ति